हरि ओम् भारती एडिटर्स् वा हा आं भगिनि अस्माकं तु पुस्तकत्रयमस्ति कथम् एतत् एडिटर् एडिटिङ्ग् विषये अहं ज्ञातुमिच्छामि एतत् कथं भवति कति मौल्यं सर्वं वक्तुं शक्यते वा संस्कृतभाषायां भगिनि कुतः एकैक त्रिशतं पञ्चशतं तर्हि अस्ति अहं पुस् त्रिश् एकपुस्तकं त्रिशतम् अन्यत् पञ्चशतमस्ति अन्यत् अपि पञ्चशतमेव अस् सन्ति अस्मान् भवती एव कारयति चेत् बहु सम्यक् भवति एतत् उट्टङ्कनमपि करणीयम् अनन्तरं प्रूफ्री़डिङ्ग् एडिटिङ्ग् एतत् पब्लिशिङ्ग् सर्वं निमित्तं कति मौल्यं भवति इति वदतु भगिनि अस्ति अस्ति यदा एतत् सर्वं कारयति तदनन्तरम् एतत् मासत्रयम् एव पब्लिश् भवति सम्यक् भवति

त्रीणि पुस्तक एकपुस्तकम् अन्यद् अनन्तरमपि कर्तुमपि शक्यते इदानीं तु पब्लिशिङ्ग् बहु आवश्यकं मासत्रयपूर्वमेव पब्लिशिङ्ग् करणीयम् कति भगिनि पञ्चशतरूप्यकाणि वा अस्तु सर्वं करोति खलु एतत् प्रूफ्रिडिङ्ग् एडिटिङ्ग् पब्लिशिङ्ग् सर्वम् अस्तु अस्तु अस्तु एतत् कदा पब्लिशिङ्ग् भवति भगिनि एतत् कदा अस्तु अन्यत् पुस्तका अन्यत् पुस्तकद्वयोः कदा भविष्यति अन्यत् अस्तु अहं पुस्तकम् आनयामि तत् पश्यतु तत् पश्य अनन्तरं कतीति मौल्यं कति भवतीति वक्तुं वदतु शक् अहम् अहं श्वः आगच्छामि धन्यवादः धन्यवादः